नमो नमः यथा वयं संस्कृतभाषिणः चेत् अस्माकं कर्तव्यम् यत् सम्भाषणं सम्यक् वयं कुर्मः सम्भाषणं मध्ये वयं सम्यक्तया शब्दरचना अथवा श्लोकः अस्ति वयं वक्तुं शक्नुमः स् परम्परा अस्माकं परम्परा अस्ति च सुकरं सुलभशब्दानाम् उपयोगं कृत्वा वयं वदामः न कोपि निगेटिव् इति नेगेटिव् इति तत् ते सर्वं अस्माकं भाषा सम्यक् वक्तव्यम् इति अस्माकं कर्तव्यम् इति मम मतं यदि वयं किमपि वदामः चेत् अस्माकं भाषायाः परम्परा कथं प्रचलन्ति कथम् अग्रे गच्छति अतः संस्कृतभाषिणः वयम् अतः वयं किम् अस्माकं कर्तव्यम् अस्माकं दायित्वं यत् वयं संस्कृतभाषायाः प्रचारं कुर्मः सम्यक्तया कुर्मः इति धन्यवादः